अस्तु किं भेदः भवत्याः एकौण्ट् क्लोस्

भवत्याः नूतन अकौण्ड् अस्ति वा नूतन अकौण्ड् अस्ति वा अस्ति वा किं ब्रेञ्च् ब्रेञ्च् नाम किम् केनरा बेङ्क् अस्ति वा आम् उत्तमं भवत्याः एकौण्ड् नम्बर् पृच्छतु

शून्यं द्वादश एकादश अङ्काः अवश्यम् अस्ति पुनरपि पृच्छतु एकादश अङ्कः आवश्यकानि अङ्कानि आवश्यकम् अकौण्ट् नम्बर् एकादश अस्ति एकं षट् अष्ट शून्यं त्रीणि त्रीणि

तर्हि पञ्च पञ्च पञ्च आम् अहम् एकं वारमपि वदति शृणोति वा एकम् अष्ट शून्यं त्रीणि त्रीणि द्वे चत्वारि पञ्च पञ्च पञ्च पञ्च

आम् भवत्याः पितुः नाम किम् रविः इनिशियल् अस्ति वा न शृणोति पुनरपि वदतु

रविः के आम् अन्यत् बेङ्क् अकौण्ड् इत्यस्य निर्देशं दृष्टं वा अन्यत् बेङ्क् अकौण्ड् किं अधुना अन्यत् एवं प्रश्नः अस्ति वा एतत् बेङ्क् मध्ये एकः किञ्चित् प्रश्नः अस्ति वा आम् आम् एतत् अकौण्ड् क्लोस् आवश्यकं भवतु क्लोस् अधुना भव भवत्याः यः आगच्छति समागमन उद्देशः एतत् अकौण्ड् क्लोस् आवश्यकं आम् आम् आम् अन्यत् वासरे अहम् एतत् कार्यं समाप्तानन्तरं त्वया काल् कर करोति धन्यः धन्यवादः एतत्